मम ग्रामवासीनः अन्धविश्वासे अधिकं रुचिं दर्शयन्ति ते वदन्ति यत् कोऽपि कृष्णबिडालः मार्गात् गच्छति तर्हि तस्य कार्यं न भविष्यति यदि कोऽपि कीटः अङ्गे पतति तर्हि तस्य कामः तस्य कार्यं न भविष्यति मम ग्रामवासीनः वामाचारे बहु अधिकं रुचिं दर्शयन्ति ते वदन्ति यत् ते भूतप्रेतः इत्यादिषु विषयेषु अधिकं रुचिं दर्शयन्ति ते वदन्ति यत्कोऽपि मार्गे यत्कोऽपि शुक्लशाटिकां धारयित्वा आगच्छति तर्हि तत् भूतः इति